साम्प्रतिके काले तु ग्रामीणकृषौ कुशलकर्मिणाम् अन्वेषणे महती समस्या वर्तते कुतः इत्युक्ते कर्मकराः एव अद्यत्वे नोपलभ्यन्ते पूर्वं तु अन्य उद्योगानां बाहुल्यं नासीदित्यतः कर्मकराः लभ्यन्ते स्म परन्तु अद्यत्वे सर्वे नगरं प्रति गच्छन्ति तत्र विविध उद्योगाः लभ्यन्ते इत्यतः ग्रामेषु स्थित्वा कोऽपि कृषिकार्यं कर्तुं नेच्छति पुनश्च ये केऽपि उपलभ्यन्ते ते अपि तत्र श्रद्धया कार्यं कुर्वन्तीति वक्तुं न शक्यते समये तु तेषाम् आगमनं कदचित् न भवति पुनः पूर्वं प्रतिदिनं यावत् कालं कार्यं कुर्वन्ति स्म इदानीं तावत्कालं तु कार्यं न कुर्वन्ति तत्र न्यूनसमयमेव ते कर्म कर्तुं प्रयच्छन्ति सद्यः काले दैनिकम् वेतकर्मकराणां वेतनम् इत्युक्ते प्रतिदिनं पुरुषाणां कृते षट्शतं सप्तशतं वा अस्ति पुनः स्त्रीणाम् कृते तु प्रायः चतुश्शतं अथवा पञ्च शतं पर्यन्तमपि क्वचित् दृश्यते